स्थानीय कलाकाराणां सहाय्यतां पुष्टिञ्च कर्तुं वयं पारङ्गताः स्थानीय कलाकाराणां स्वीकृत्य विभिन्नस्थाने गत्वा तेषां तासां वा सामग्रीयाः तथा कलायाः प्रदर्शनं कर्तुं शक्यते तेषां बतासं कलायाः प्रदर्शनं प्रसारणञ्च दूरदर्शन् त्रिपुरा आल् इण्डिया रेडियो अगर्तला सेण्टर् स्थानीय पत्रिकायां विज्ञप्तिम् अपि दातुं वयं शक्नुमः यदि अवकाशः भवति चेत् राज्यात् बहि देशाद् बहि वा तेषां कलायां प्रदर्शनम् अपि वयं कर्तुं शक्नुमः